छन्दशास्त्रस्य वैदिकवाङ्मये बहु उपयोगाः सन्ति अत्र वेदे छन्दश्शास्त्रे चत्वारः भेदाः सन्ति ते वर्णवृत्तं प्रथमतः द्वितीयम् अर्धवृत्तम् अर्धसमवृत्तं तृतीयं विषं समः समः विषमवृत्तं चतुर्थं मात्रावृत्तम् इति चत्वारः भेदाः सन्ति अत्र छन्दश्शास्त्रे मात्रा वृत्तमिति छन्दसो द्वितीयः प्रभेदः अत्र गणाः अन्यथैव भवन्ति

अस्मिन् मात्रावृत्ते चतुर्मात्राः पञ्चगणाः सम्भवन्ति ते यथा सर्वगुरुः धैर्यं द्विष्टे आदिगुरुः राजनि गच्छति मध्यगुरुः क कुत्सु धुनोति अन्तगुरुः कमलं व्यथ्यते व्यथ्यते सर्वलघुः जलमुच्चि विल् सति

अत्र पूर्वार्धम् उत्तरार्धञ्चेति विभागः न तु चत्वारः पादाः इत्येवम् अत्र प्रथमश्लोकेन द्वितीयश्लोकपूर्वार्धेन च पूर्वार्धस्य लक्षणमुच्यते ततः शिष्टेन भागेन उत्तरार्धसम्बन्धिनो विशेषमात्रस्येति बोध्यं पूर्वार्धस्य लक्षणम् अत्र गुरुसहिताः सप्तगणा भवन्ति अत्र विषमे स्थाने अर्थात् प्रथमे तृतीये पञ्चमे सप्तमे च स्थाने जगणो न भवति षष्ठे स्थाने तु नियमेन जगणः चतुर्लघुको वा गणः सम्भवति यदि षष्ठे स्थाने चतुर्लघुकोगणः तर्हि द्वितीयलघ्वोः पूर्वं यतिः अथ सप्तमे स्थाने चतुर्लघुकः गणः तर्हि प्रथमलघोः पूर्वं यतिः उत्तरार्धस्य लक्षणम् अत्र गुरुसहिताः सप्तगणाः इत्यादिकं सर्वं पूर्ववदेव भवति अयं तु विशेषतः यदत्र षष्ठे स्थाने लघुमात्रं नान्यः कोऽपि गणः पञ्चमे स्थाने यदि चतुरः लघुगणो भवति तर्हि प्रथमं प्रथमात् पूर्वं याति तव तदेवं प्रदर्श्यते लक्ष्मी तत्सत् तं गणा गोपो ताभव ति नेह विषमे जः अत्र पूर्वार्धे उत्तरार्धे च स् सगुरुकाः सप्तगणाः सन्ति उभयत्रापि विषमे स्थाने जगणौ नास्ति पूर्वार्धे षष्ठे स्थाने जगणः वर्तते उत्तरार्धे तु लघुरिति लक्षणस्य समन्वयः अत्रापि अर्धद्वये गुरो काः सप्तगणाः सन्ति विषमे स्थाने जगणो नास्ति पूर्वार्धे षष्ठे स्थाने चतुर्लघुको गणः तस्मात् स इति द्वितीय लघोः पूर्वं यतिः

इदमस्य उदाहरणं सुदति भवदीयवचसां पद्धती रश्मोपमः एते ते जनस्य द्रव यत्यधिकं हृदयं चन्द्रकलाचन्द्रकान्तामिव इति अत्र षड् षड्वि अष्टौ समे कलाः षट् च समे ह स्युर्नौ निरन्तराः न समात्रपराश्रिता कला वैतालियन्ते रलौ गुरुः अत्र विषमे पादे षट् मात्रा भवन्ति समेच अष्टौ सर्वेष्वपि पादेषु अन्ते रगणः लगुः गुरुश्च क्रमेण भवेयुः